हरिः ओम् नमस्ते ऊबर् क्याब्स् खलु अहं ह्यः प्रातः मम गृहात् विमानस्थानकं प्रति भवतः कार्यानेन गतवती तदा भवता प्रेषितः चालकः समये प्राप्तवान् समये मम गृहं प्राप्तवान् विमानस्थानके उचित समये माम् प्रापितवान् अपि चालनसन्दर्भे अपि गृहात् विमानस्थानकं प्रति यानचालनसन्दर्भे अपि सम्भाषणम् अधिकं न कृतवान् मितभाषी आसीत् पुनश्च मन्दं सम्यक् यानं चालितवान् तस्य व्यवहारः बहु समीचीनः आसीत् इत्यतः तस्मै चालकाय पञ्चश्रेणिं तारा रेटिङ्ग् दातुम् इच्छामि तस्मै त पुनश्च यूब् ऊबर् क्याब्स् इति भवति अपि महान् महान्तं धन्यवादं समर्पयामि धन्यवादः